तत्र उक्तं पदार्थस्य प्रयोजनं किम् इति तत्र तत्र विषयः एर्कूलर् इति तत्र तद् एर्कूलर् ग्रहणेन शीतवायुः वाति वायु वायुवा वायुः वाति चेत् तदा सुकरतया निद्रां कर्तुं शक्यते तदेव तत् तत्पदार्थस्य प्रयोजनम् इति वक्तुं शक्यते